इण्डियन् ऐड्ल्मध्ये एका एका गायिका आसीत् सा पूर्वं चन्नैनगरे एव सूपर्सिङ्गर्मध्ये गीतवती इतोऽपि सा सम्यक् गीतवती तत् सा हिन्दी अपि सम्यक् जानाति अतः इण्डियन् ऐडल् तत्र गत्वा स सम्यक् रूपेण गीत्वा पारितोषिकं न प्राप्तवती इतोऽपि तस्याः विश्व् आत्मविश्वासः तस्याः एतद् प्रदर्शनं ज्ञानप्रदर्शनं सङ्गीतविषये ज्ञानप्रदर्शनम् सम्यक् आसीत् इतोऽपि तस्याः जानर् अपि पूर्वं सा कर्नाटकः कर्नाटकः सङ्गीतमेव गीतवती तमिळ्मध्ये एव गीतवती इण्डियन् ऐडल् गत्वा सा हिन्दी अपि जानाति इति तत्समये एव ज्ञातम् त तदपि स्पष्टतया गीतवती तदेव अधिकम् इष्टम्